परिवाहकमहोदय अत्र बस्याने एका समस्या अस्ति मम यद् आसन्दः अस्ति तस्याः उपरि वृष्टिः आगच्छति तदर्थं मम आसन्दं किञ्चित् पृथक् करोतु तदर्थं परिवर्तनं करणीयम् अस्ति कृपया एतत् समस्यां समाधयन्तु इति इतोपि एका समस्या अस्ति नाम अत्र यः मम सकाशे यः परीक्षकः अस्ति सोपि किञ्चित् धूम्रपानम् इत्यादिकं करोति तदर्थं मम कृते व्यवधानं भवति अनेन कारणेन अपि अहं तद् इच्छामि तदर्थम् अचिरादेव मम एनां समस्यां समाधयन्तु यदि भवन्तः एनां समस्यां समाधयन्ति चेत् मम उपरि महान् उपकारो भविष्यति परिवाहक महोदय कृपया एतस्याः समस्या उपरि दृष्टिपातं कुर्वन्तु इतोपि कापि तु समस्या नास्ति परं च अयं बस्यानमपि विलम्बम् अधिकं विलम्बं करोति तर्हि किञ्चित् विलम्बः न स्यात् किमर्थं मम होराद्वयाभ्यन्तरे मम परीक्षा वर्तते तस्याः परीक्षायाः कृते विघ्नं न उत्पादयेत् एतद् यानं तदर्थं परिचालकमहोदयमपि वदतु शीघ्रं गच्छेत् इति

अवश्यं महोदय नाम दृष्टिपूतं न्यसेत् यानम् इति भवेत् सम्यक् महोदय तदर्थं यत् एन् एनां समस्यां यदि समाधयन्ति चेत् भवतां महान् उपकारः भविष्यति अस्तु धन्यवादः महोदय